सत्यं केचन जनाः धर्मस्य लाभं गृहीत्वा राजकीयं कुर्वन्ति परन्तु धर्मः मानवसमाजस्य आध्यात्मिक आधारः अस्ति अस्ति यः मानवस्य आचरणं तथा जीवनस्य मूल्यनिर्देशनं करोति तथापि इदानीनन्तकाले धर्मस्य नाम्ना राजकीयं राजकीयं तथा व्यापारं कर्तुं बहवः जनाः प्रयत्नं कुर्वन्ति धर्मस्य वास्तविकतत्वं तथा उद्देशं विकृत्य तस्य स्वार्थाय उपयोगः अधिकं दृश्यते एषः विषयः चिन्तनीयः अस्ति यतः धर्मस्य वास्तविकमूल्यं तथा प्रभावः नष्टः भवति राजकारणक्षेत्रे धर्मस्य उपयोगः बहुधा विभाजया विभाजनाय विभजनं विभाजनाय तथा मतप्राप्तये कृतः भवति नेतारः जनानां धार्मिकभावनानां प्रबोधयित्वा तेषां समर्थनं प्राप्तुं धर्मस्य प्रतीकानि तथा धार्मिकसन्देशानाम् उप् प्रयोगं कुर्वन्ति अस्मिन् प्रकारेण ते जनाः समाजे सम्पा साम्प्रदायिकं विवादं विभजनं च उत्पादयन्ति धर्मः यः शान्तिं स समभावम् च प्रबोधयति तस्य उपयोगः विभजनस्य साधारण रूपेण कृतः भवति इति खेदजनकं दृश्यते धर्मस्य धर्मस्य व्यवसायिक की व्यवसायीकरणम् अपि अधुना स्पष्टतया दृश्यते अनेके व्यापारिणः धर्मस्य नाम्ना सेवाः उत्पादनानि च विक्रीय आर्थिकलाभं साधयन्ति धार्मिक तीर्थयात्राः पूजा पूजाविधानानि तथा धार्मिक पर्वाणि अपि व्यापारीकृतानि स रूपाणाम् रूपेण विक्रियन्ते एतादृशे व्यवहारात् धर्मस्य मूलभावना यः आध्यात्मिक विकासाय तथा शान्तैः उपयुक्तः भवति सः आर्थिकलाभः केवलम् आ आर्थिकलाभाय परिणतः अस्ति धर्मस्य नाम्ना राजकीयलाभं तथा व्यापारलाभं साधयितुं तु सर्वथा अनुचितम् इति मन्ये धर्मः मानवतयाः कल्याणाय नैतिकतायाः स्थापने च उपयुक्तः भवेत् तस्य वास्तविकसारः परस्परं सम्मानम् एकतां तथा आत्म्यम् आत्मिकविकासं प्रबोधयितुम् अस्ति धर्मस्य स्वार्थाय उपयोगः न केवलं धर्मस्य अपमानः भवति अपि तु समाजे अराजकता च उत्पादयन्ति अतः मम अभिप्रायः यः धर्मस्य उपयोगः केवलम् आध्यात्मिकविकासाय शान्तये तथा मानवसमाजस्य कल्याणाय भवेत् इति मम स्पष्टः अभिप्रायः अस्ति